हलो नमो नमः मम नाम जयतोष्कुमार्जा मम सात् एम् ए फ़स्ट् इयर् छात्रः अस्मि मम भवतां पा मेस् मध्ये गतवान् परन्तु मेस् मध्ये बहु सम्यक् भोजनं नास्ति भोजनं नास्ति नास्ति बहु बहुक्लेशः क्लेशः अस्ति तदा ओदनम् अस्ति वा ओदनं मध्ये कङ्कट आगच्छति चेत् तदा पायसं यदि यदा भवति चेत् तदा पायसं मध्ये दुग्धं नास्ति तदा साम्बर् अस्ति चेत् साम्बर् मध्ये लवनं नास्ति बहुक्लेशः भवति चेत् अस्तु स् लवनं तु न स अस्तु परन्तु दो भोजनार्थे यदा मिष्टान्नं भवति चेत् तदा दुग्धं नास्ति चेत् पायसं पायसादि एव दुग्धं कर्तुं किं कर्तुं शक्यते

नास्ति नास्ति मम पार्श्वे पञ्चदशछात्राः सन्ति अत्रैव सर्वे कम्प्लेण्ट् कृता सर्वे मित्रानि सन्ति सर्वे कम्प्लेण्ट् ददाति वा दोषः अस्ति चेत् तदा अहं दूरवाणी कृतं न यदा दोषः नास्ति चेत् अहं कदा कदा दूरवाणी कृतं किमर्थं दूरवाणी कृतं भवति वदतु यदा रुचिः नास्ति चेत् तदा एव अहं दूरवाणी कृतं आमामां यदा उपविशामि चेत् तदापि सम्यक् त प्रक्षालनं प्रक्षालनं न कर्तुं शक्यते यदा भोजनार्थे अहं गच्छामि चेत् तदा अधोपि अहम् उपविशामि तदा बहु स् सङ्कटादि अस्ति सम्यक् नास्ति उपविशामि चेत् तत्र भोजनस्थले बहु क कुक्कुटादि अस्ति बहु अस्ति आम् आमाम् आम् आं धन्यवादः